हरिः ओं नमस्ते अ अस्तु अस्तु ओ पे किं किं यत् हा सत्यं सत्यं सत्यं किं यानमस्ति तद् कार् यानं वा अथवा द्वे द्विचक्रिका वा कार् यानमस्ति वा एकवारं पश्यन्ति वा पेट्रोल् उत डीज़ल् रिक्तं वा उत अस्ति वा इति आ आ यानस्य चक्रे यानस्य चक्रे वायुः सम्यगेव सम्यगस्ति वा पञ्चर् किमपि जातमस्ति वा पश्यन्तु आ तर्हि कुत्रयति एकवारं प्रेषयन्ति वा अहं तत्र आगत्येव पश्यामि कार् यानं कथ्ं कदा कथं कथं कथं प्रेषयन्ति अस्तु शीघ्रं प्रेषयन्तु अहम् आगत्य पश्यामि अस्तु भवन्तः प्रेषितम् आगमनकाले सम्भाषणं कृत्वा आगच्छामि पश्यन्तु हा हा आ मह्यम् इदानीं प्राप्तुम् आगच्छन् अस्मि हा आग आगच्छन् अस्मि भवन्तः के के सन्ति एकम् एव अस्ति वा उत पत्रं किं कथं तदपि वा अस्तु अस्तु

आगतवान् आगतवान् अस्तु अहं दृष्टवान् आगच्छन्नस्मि प्राप्तं यानं प्राप्तम् इदमेव खलु के ए ज़ीरो ज़ीरो टु एम् एन् सवेन् टु वन् फ़ोर् एन् आ आ आं कुञ्चिकामपि चिन्ता पश्यन् अस्मि पश्यनस्मि सर्वं सम्यगेव अस्ति एकवारम् अग्रे ओपन् कुर्वन्ति वा एकवारम् इञ्जिन् सर्वं कथमस्ति आयिल् सर्वं सम्यक् अस्ति वा इति एकवारं पश्यामि

हा सर्वं सम्यगस्ति आयिलपि अस्ति एकम् आन् भवेत् एकवारं पश्यन्नस्मि एकवारं पश्यामि

तत्रापि एकवारं पश्यन्तु आ हा आं कुञ्चिकां यच्च भवन्तः आन् कृत्वा पश्यन्तु तत्रापि एकवारं पश्यन्तु हेण्ड् ब्रेक् स्थापितमस्ति वा उत निष्कासितमस्ति वा इति यदि स्थापितं भवति तर्हि कार्यानम् अग्रे न गच्छति एकवारं तत् पश्यन्तु आ तदपि दृष्ट्वा अनन्तरम् इदमेकमेकवारं भवद्भिः द्रष्टव्यं यानम् आन् कृत्वा प्रथमं गेर् प्रति स्थापनीयं यदि गेर् स्थापयन्ति तदानीमेव

आ कार् यानम् आन् जातमस्ति अहं जानामि किन्तु भवद्भिः इदं विस्मृतं विस्मृतमस्ति इदं विस्मृतमस्ति भवद्भिः गेर् न स्थापितं गेर् स्थापयन्तु कार् यानम् अग्रे गच्छति अस्तु धन्यवादः धन्यवादः